लेखनसमये आदौ तु महता उत्साहेन लेखनक्रिया आरभ्यते आरभ्यते तथापि किञ्चित् कालानन्तरं सर्वं नष्टं भवति अनुत्साहः भवति लिखितुम् इच्छा न भवति तदा किञ्चित् कालम् अहं विश्रामम् अनुभवामि किमपि न करोमि अन्यत् किमपि शृणोमि पठामि अथवा अन्यत् किमपि कार्यं करोमि तथापि लेखनसमयं तु निश्चितं करोमि यत् घण्टात्रये इदं समापनीयं दिनद्वये समापनीयमिति तदनुसारं किञ्चित् कालम् एवमेव नीत्वा पुनः लेखितुम् उपविशामि कदाचित् एवं भवति यत् कापि शङ्का भवति बिन्दवस्य विषये बिन्दुः बिन्दोः विषये बिन्दूनां विषये तदा यः कोऽपि समानधर्मः अस्ति तं पृच्छामि तस्य रुचिविषयः यदि यदि एवमेव समानः भवति तर्हि तस्य विचारान् श्रुत्वा मम विचारचक्रं पुनः प्रचलति तदा अहं लेखनं समापन् समापयामि समाप्तिं न नयामि